हा हरि ओम् सूक्तिका खलु ह हा आम् अहं अस्माकं शालायाः प्राचार्यः सम्भाषणं कुर्वन् आसन् तत्र उडुपि मध्ये हा तत्र अस्माकं शालायां छात्राणां कृते समवस्त्रं दातुं शक्यते वा भवद्भिः स्टिच् कृत्वा इत्यादिकम् इति द्रष्टुम् अहं दूरवाणी कृतवान् किं हा हा अस्माकं शालायां छात्राणां कृते समवस्त्रम् अपेक्षते तत् भवती तादृशान् समवस्त्रान् पुनः स्टिच् स्टिच् कृत्वा दातुं शक्यते वा इति आम् नैव वा मासद्वयपर्यन्तं समयः अस्ति परन्तु एकवारं शालां मा हा एकवारं शालामागत्य छात्राणां किं जातं मेसर्मेण्ट् मेसर्मेण्ट् इत्यादिकं स्वीकृत्य गन्तव्यं तदनन्तरं वस्त्राणि कीदृशानि भवेयुः इत्यपि अस्माभिः सूच्यते अस्माकं समीपे वस्त्राणां तीम्स् अस्ति हा तत् कर्तनं कृत्वा आनीतवन्तः तादृशाः तादृशान्येव वस्त्राणि अस्माभिः अपेक्षितानि सन्ति हा व वस्त्राणि वयं स्वीकृत्य भवत्याः कृते दातव्यं वा अथवा तादृशानि वस्त्राणि भवती एव स्वीकृत्य अस्माकं युतकादिकं स्टिच् कर्तुं शक्यते वा एवं वा हा सत्यं आम् हा

हां तत्र बालकानां संख्या प्रायः चतुश्शतम् इति मन्ये आं बालिकाः बालिकाः अपि तावदेव प्रायः अष्टाशतछात्राः एव भवन्ति शालायाम् हा मासद्वयं मासद्वयं मासद्वयपर्यन्तः समयः अस्ति हा जून् मासात् पूर्वमेव दीयते चेत् क्लेशः न भवति

हा तत्र नैव तत्र भवती एकवारम् अस्माकं शालां प्रति आगन्तुं शक्यते वा तत्र पेपर् वर्क् इत्यादिकं किमस्ति तत्सर्वं एकवारं वयं तद् किञ्चित् किञ्चित् वा पेपर् वर्क् स्थापयामः तदनन्तरम् आर्डर् इत्यादिकं पुनः प्रेशयितुं शक्यते कलु अफ़िशियलि तत् आर्डर् इत्यादिकं दातुं भवत्याः अड्वान्स् इत्यादिकं किमपि अपेक्षते चेत् तदपि दा दास्यामः प्रायः हा हा हा श्वः स्थिरवासरः श्वः एव आगच्छतु हा अस्तु हा अस्तु अस्तु महोदयः हा मिलामः